अहं वीडियो गेम् विषये न जानामि किमर्थमित्युक्ते मम काले वीडियो गेम् एव न आसीत् अहं तत् क्रीडाङ्गणं गत्वा तत्रैव क्रीडाः सर्वम् अहं क्रीडितवती वीडियो गेम् मध्ये अहं कदापि क्रीडनं न करोमि किमर्थम् इत्युक्ते तत् मम न रोचते वीडियो गेम् मध्ये यदा जनानां सम्पर्कः न भवति तदर्थम् अहं क्रीडाङ्गणे गत्वा यदा क्रीडां करोमि तत्र मम देहबलं मम ज्ञानबलं सर्वं वर्धते तदर्थं अहं क्रीडाङ्गणे एव गत्वा क्रीडां क्रीडामि नो चेत् वीडियो गेम् मम न रोचते एव